भारतीयवस्त्रविन्यासः तस्य सांस्कृतिकपारम्पारिकायाः वर्णयुक्तशैल्याः हेतोः प्रसिद्धः वर्तते स्त्रियः अत्र अधिकतया शाटिकां परिधानं कुर्वन्ति तत्र अपि बहु वैविध्यं द्रुष्टुं शक्नुमः यथा बनारसी काञ्जीपुरं बांधणी पैठणी मैसूर्सिक्ल् सम्भल्पुरी इत्यादि परन्तु इदानीम् एकविंशतिदशके पाश्चात्यः वस्त्रविन्यासः बहु प्रसिद्धः अस्ति भारते महिलाः इदानीं प्याण्ट्स् शोर्ट्स्कर्ट्स् हल्टर् नेक् स्लीव् लेस्स् इत्यादीनि वस्त्राणि धरन्ति पाश्चात्याः अस्माकं देशं परिपालयन्ति स्म इत्यतः पाश्चात्यवस्त्राणि भारतीयेषु प्रभावम् अजनयत् अहं तु सर्वविधवस्त्राणि धरामि अहं कुत्र गच्छन्ती अस्मि इति दृष्ट्वा तादृशवस्त्रं धरामि यदा देवालयं गच्छामि शाटिकां धरामि यदा विद्यालये पाठनार्थं गच्छामि तदा सल्वार् धरामि यदा भ्रमणार्थं रेसोर्ट् इत्यादि स्थानं गच्छामि तदा पाश्चात्यवस्त्राणि धरामि